मम क्षेत्रे आविष्कृताः कलाशैली कलाप्रकारः विभिन्ना अस्ति कथं शैली जीवने तस्य कलायां मादुर् शिल्पि वदति तत्र किम् आवश्यकं तत्र एकः दण्डः अवश्यकः तन्मध्ये सूतः अपि आवश्यकः तन्मध्ये सूतमध्ये दण्डो दत्त्वा तस्य एकं मेट् तादृशं स्थापयति स्थापयित्वा कार्यं कुर्वन्ति सा एतस्यः विहाय मस्लिन् इति एका शाटिका अपि तत्र भवन्ति शाटिका अपि तत्र अस्ति मस्लिन् शाटिका बहु सुन्दरं बहु उत्तमं शाटिका तत्रो जनाः कुर्वन्ति शिल्पी जनाः तत्र तस्य एतत् कार्यस्य कार्ये तस्य जीवनयापनं कार्यस्य अपि अर्थव्यवस्था अपि एतत् कार्ये चलति अत्र अहं जानामि